मदधीते दर्शने चत्वारि प्रमाणानि स्वीक्रियन्ते प्रत्यक्षप्रमाणम् अनुमानप्रमाणम् उपमानप्रमाणं शब्दप्रमाणं च तत्र प्रत्यक्षप्रमाणं किं तर्हि उच्यते प्रत्यक्षप्रमाणं वर्तते इन्द्रियमेव अतः इन्द्रियेण या प्रमा जन्यते सा प्रमा प्रत्यक्षप्रमा इति निगद्यते उपमानप्रमाणं वर्तते उपमितिकरणं सादृश्यज्ञानम् अनुमानप्रमाणं वर्तते अनुमितिकरणं अर्थात् व्याप्तिज्ञानम् अनेनैव व्याप्तिज्ञानेन अनुमितिः जायते एवमेव शब्दप्रमाणं वर्तते शाब्दप्रमाकरणं शब्दज्ञानम्